अहं सद्यः नूतनम् एकं हेड् फोन् यन्त्रं क्रीतवान् अमेज़ान् इत्यस्मात् आपणात् तस्य उपयोगेन अहं महान्तं सन्तोषम् अनुभवामि यादृशं हेड् फोन् साधनं मया इष्टमासीत् तादृशमेव साधनं मया प्राप्तं द्रष्टुमपि एतत् साधनम् अत्यन्तं सुन्दरम् अस्ति अनेन साधनेन वयं चलनचित्रादिकं अथवा सङ्गीतं यदा श्रुणुमः मनः अत्यन्तं प्रफुल्लितं भवति अतः एतत् साधनं बहुसमीचीनम् अस्ति अतः एतत् साधनं क्रेतुम् अहं मित्रानपि मित्राणि अपि सूचयामि इदं साधनं अद्य प्राप्य अहम् अत्यन्तं सन्तुष्टः अस्मि